एकादशभाषाणाम् अध्ययनम् अपि अध्ययनं इति न कृतवान् किन्तु अहं कासरगोड् प्रदेशेतः अस्मि यत्र भाषात्रयं ज्ञातुम् अवसरः अस्ति तुलुभाषा मलयालिभाषा कन्नडभाषा किमर्थम् इति चेत् कासरगोड् प्रदेशः केरलराज्यस्य उत्तरभागे अस्ति कर्णाटकसीमाप्रदेशे अस्ति इति कारणतः एतत् रीच्य अतिरिच्य मम मातृभाषा वर्तते कोङ्कणि अतः चतुर्णां भाषाणां ज्ञानम् अहं बाल्यकाले एव प्राप्तवान् अनन्तरं विद्यालये पठनसमये आङ्ग्लभाषां अधीतवान् हिन्दीभाषा तु भारते सर्वत्र उच्यते यदा उद्योगं कृतवान् भारतदेशे तदा हिन्दीभाषाम् अपि ज्ञातवान् तथैव मुम्बै मध्ये आसम् मराठिभाषां ज्ञातवान् अस्मि आन्ध्रप्रदेशे उद्योगं कृतवान् तदा तेलगुभाषायाः किञ्चित् ज्ञानं प्राप्तवान् तथैव तमिलनाडुराज्ये अपि तमिल्भाषां यदा अहं तत्र आसम् ज्ञातवान् अस्मि अनन्तरं यदा अहम् उद्योगनिमित्तं गल्फ़देशे आसम् विशेषतः ओमान् देशे तत्रत्यजनाः अरबीभाषां विहाय अन्य भाषां न जानन्ति अतः अस्माकं कृते अरबीभाषायाः ज्ञानम् अनिवार्यम् आसीत् अतः अनिवार्यरुपेण अरबीभाषाम् अपि अहं ज्ञातवान् किन्तु तत्र प्रतिकूलविषयः नाम यावत् पर्यन्तं वयं भाषायाः प्रयोगं कुर्मः नाम सम्भाषणं कुर्मः तस्या भाषया तावत् पर्यन्तं अस्माकं अस्माकं मुखे भाषा तिष्ठति यदि अहं सम्भाषणं न कुर्मः तस्याः भाषायाः उपयोगः न भवति भाषा अपि विस्म्रियते इदानीं सम्भाषणार्थं जनाः सन्ति चेत् वयं सम्भाषणं कृत्वा अस्माकं मुखे भाषं भाषां स्थापयामः भाषा अस्माकं मुखे वर्तते एव यदि वयं सम्भाषणं न कुर्मः भाषा अपि तथैव अस्माकं मुखात् गच्छति एव मुखे नागच्छति तथा विस्मरणं न भवेत् सम्भाषणं सर्वदा भवेत् इति मम अभिप्रायः